हरि ओम् महोदय टेक्सी कम्पनी खलु आम् अस्तु गतसप्ताहे बेङ्गलूरनगरं गत्वा प्रत्यगतवान् तदानीं भवता एकं कार् प्रेषितम् आसीत् तद् यानं बहु सम्यक् आसीत् अग्रिमसप्ताहे भानुवासरे पुनः गमनम् अस्ति मैसूरु गन्तुम् इच्छामि मम कृते पुनः तदेव यानं प्रेषयितुं शक्नो शक्नो शक्नोति वा